शास्त्रेषु व्याकरणमपि अन्यतमं तत्र व्याकरणस्य अध्ययनार्थं प्रथमतया अष्टाध्याय्याः कण्ठपाठः अस्ति चेत् व्याकरणस्य अध्ययनं सुलभाय भवति एवं व्याकरणस्य अध्ययनार्थं प्रकारद्वयं प्रकारद्वयं तत्र अष्टाध्यायीप्रकारः एवं कौमुदीप्रकारः इति तत्र कौमुद्याः प्रकारेण क कौमुद्यनुसारं यदि वयम् अध्ययनं कुर्मः तर्हि कौमुद्याः वय्याकरणसिद्धान्तकौमुद्याः मूलपङ्क्तेः अपि कण्ठपाठस्य आवश्यकता वर्तते एवम् अध्ययनकाले कीदृशः आचारः विचारः भवेत् इत्युक्तौ सामान्यतया अध्ययनकालः अध्ययनकालः नाम ब्रह्मचर्यकालः इत्येव अर्थः अस्माकं जीवनं गुरुकुले अस्ति चेत् अध्ययनं बहु सुलभाय भवति यतः गुरुकुलस्य दिनचर्या एव तथा भवति वयं यदि ब्रह्मचर्ये स्थित्वा अध्ययनं कुर्मः तर्हि अध्ययनं सुलभाय भवति एवं नित्यपारायणेन अपि अधीतं शास्त्रं दृढीभवति एवं पठितस्य पाठनेन अपि अधीतं शास्त्रं दृढं भवति